गणकीकृतकलापेक्षया मानवनिर्मिता कला एव विशिष्टा भवति इति मम अभिप्रायः यतोहि मानवनिर्मितकलायाम् अनेके विभिन्नप्रकारकाः ध्वनिमुद्रिकाः अवश्यं भवन्ति तथा च गणकीकृतकलायां प्रत्येकं गणकी गणकं प्रति कला तु भिन्ना न भवति समाना भवति परं मानवनिर्मिता कला यदि अस्ति तर्हि प्रत्येकस्यापि मानवस्य यद्यपि समानः दृष्टिकोनः समानः विषयः सर्वं समानं चेद् अपि परं कलायाम् अवश्यं किञ्चित् वैशिष्ट्यं नियतरूपेण परिवर्तितं भवति एव तस्मात् मानवनिर्मिता कला एव विशिष्टा इति मम आशयः